नमस्ते भोः

नमस्ते अहं शिवानन्दभट्टः इति भवान् शिवरामभट्टः इति खलु भवतः तत्र ए ह ह ह तत्र तत्र चालनार्थे ये द्विचक्रिकायानं नैव तत्र कार्यानचालने मम लैसेन्स् आवश्यकमासीत् अतः दूरवाणी कृता वर्तते आं भवतः आफ़ीस् समीपे एव अस्मि अहं भोः किञ्चित् तत्र विवरणं ह विवरणम् आवश्यकमासीत् मम ह कार्यालयसमीपे एव अस्मि अन्तः आगमिष्यामि वा ह आगच्छामि आगच्छामि आ आगच्छामि अत्र अत्र अत्रैव अस्मि अत्रैव अस्मि आ नमस्ते भोः ह नमस्ते नमस्ते भोः आम् आम् अस्तु अस्तु अस्तु नाम भोः मम एकं कार्यानं स्वीकृतं वर्तते परन्तु तत्र ड्रैविङ्ग् लैसेन्स् प्राप्तव्यं वर्तते तत् प्रोसीज़र् किं वर्तते भवता कक्षां प्रति क कथम् इत्यादिकं विवरणम् आवश्यकमासीत् मम

द्विचक्रिकायानस्य डी एल् वर्तते भोः द्विचक्रिकायानस्य डी एल् ह डी एल् वर्तते अनन्तरं चतुर्थ् हा चतुश्चक्रयानस्य डी एल् भवितव्यम् अस्ति मम

अस्तु अस्तु

अश् प्रथमं तावत् तु कक्षां कक्षाप्रवेशं भवेत् खलु ह तदर्थं किं करणीयमिदानीं

हा एल् एल् आर् लभ्यते खलु सत्यं एल् एल् आर् लभ्यते प्रथमं तावत् इदानीं श्वहाद् आरभ्य अहं कक्षा प्र प्रशिक्षणार्थं आगच्छामि अस्तु श्वः प्रातः प्रातःकाले भवेद् खलु षड् वादने आगमित् आगन्तुं शक्यते वा अस्तु हा अत्रै अत्रैव आगमिष्यामि आगन्तुं शक्यते द्विचक्रयानं वर्तते मम ह

अस्तु नाम ह अस्तु स्वीकृत्य श्वः प्रातः आगमिष्यामि भोः धन्यवादाः ह धन्यवादाः ह